हरिः ओम् आलुकमस्ति पलाण्डुः अस्ति कारवेल्लमस्ति अपक्वकदलीफलमस्ति भवतः किम् अपेक्ष्यते आलुकं तु पञ्चाशत् रूप्यकाणि अपेक्षते एककिलोपरिमितम् आम् नास्ति भोः अन्यस्मिन् आपणे गच्छतु तत्र तु सम्यक् आलुकं न लभ्यते खलु तत् तत्र सम्यक् नास्ति अत्र सम्यक् आलुकमस्ति कुत्र एवमेव दर्शने तु भवति परन्तु तस्य तु समीचीनं नास्ति इति अहं वक्तुं शक्नोमि अवश्यं एतत्तु सामान्य आलुकं नास्ति एतत्तु चन्द्रवल्लिक आलुकमस्ति

आम् तदर्थं पञ्चाशत् अस्तु कत् कति किलोपरिमितं ददामि अहं अस्तु इतोऽपि किम् अपेक्ष्यते आं बहु समीचीनमस्ति नास्ति भोः एतत् बहु उष्णमस्ति खलु तदर्थं किञ्चित् एतादृशं दृश्यते कारवेल्लं तु अशितिरूप्यकाणि एककलि एककिलोपरिमितं अशीतिः मम आपणे केवलं नास्ति सर्वत्र अशीतिरूप्यकाणि एव अन्यत्र गत्वा पश्यतु नास्ति भोः अहं निर्णयं कर्तुं न शक्नोमि तर्हि मम लाभः एव न भवति अहम् आगमिनिदिवसे अपि आनयितुं न शक्नोमि अस्तु इतोऽपि रक्तफलं इतोऽपि रक्तफलम् अस्तु कि कियत् परिमितं ददामि तद् निमित्तं तु न्यूनं धनं स्वीकरोमि अहं पञ्चाशत् रूप्यकाणि एव अस्तु धन्यवादः